प्राक् जनाः कार्याभावात् तेषां गृहे एव वस्त्रनिर्माणं वा घटनिर्माणं वा इत्यादिकरकुशलवस्तूनि कुर्वन्ति स्म इदानीं तु सर्वेषां कार्यं वर्तते कार्यभारः वर्तते इत्यस्मात् सर्वे जनाः कार्यार्थं गच्छन्ति परन्तु करकुशलता तु इदानीं क्षीणतां गच्छति वर्तते अतः यूट्यूब् इत्यादिषु वाहिनीषु बहु तद्विषये बहु वीडियोस् इत्यादिकं लभ्यते उदाहरणार्थं पञ्चनिमेषाणां क्राफ़्ट् इत्यादिकं डी ऐ वै इत्यादिकम् एतेषु चानल्स् मध्ये करकुशलता कथं कर्तुं शक्यते कथं सुसम्पादितुं शक्यते इत्यादिविषये उच्यते उदाहरणार्थं करकुशलता नाम वस्त्रं कुर्वन्ति वस्त्रस्य करेण क्रियते वस्त्रं परन्तु करकुशलता कथं भवति नाम तस्मिन् वस्त्रे किञ्चित् लिख्यते अथवा किञ्चित् चित्रं चित्रितं भवति इत्यादिकं क्रियते चेत् तस्य करकुशलता इति संज्ञा भवितुं शक्यते एवं च यूट्यूब् मध्ये बहूनि वाहनानि वाहिन्यः नि वर्तते लभ्यन्ते तान् दृष्ट्वा वयं सर्वे जनाः करकुशलतां वयमपि प्राप्तुं शक्नुमः एवं च जीवनस्य कृते करः बहु उपयुक्तः वर्तते यतः करं विना किमपि कर्तुं न शक्नुमः